संस्कृतसाहित्ये चतुर्विधाः नायकाः दृश्यन्ते किन्तु नायक नायकाः विषये चतुर्विधाः संस्कृतसाहित्यम् एव प्रथमं

धीरोदात्तः धीरललितः धीरोधत्तः धीरप्रशान्तः इति चतुर्विधाः धीर इत्युक्ते धैर्यं ये स्वीकृतं ते धीरोदात्तः नाटकेषु धीरोदात्तः धीरललितः धीरोधत्तः धीरप्रशान्तः नायकाः दृश्यन्ते बहुसमीचीनरीत्या एवम् अवगम्य नायकः कथम् इति ज्ञातुं शक्यते तत्र पदे एव अस्ति धीरप्रशान्तः प्रशान्तम् इत्युक्ते सः प्रशान्तरीत्या एव कार्यं करोति धैर्यरूपेण यत्र कुत्रापि न गच्छति किन्तु धीरोदात्त सह धैर्यरूपेण अग्रे गत्वा युद्धं करोति समाजमुख्याः कार्याणि करोति सभासधान् निर्वहति एवम् एव संस्कृतनाटकप्रपञ्चे चतुर्विधाः नायकाः दृश्यन्ते